व्याघ्री यथा हरेत् स्वपुत्रान् दंष्ट्राभ्यां न च पीडयेत् भीता पतनभेदाभ्यां तद्वत् वर्णान् प्रयोजयेत् यथा व्याघ्रस्य पत्नी व्याघ्री यथा स्वपुत्रान् कूर्दनादिषु कार्येषु कथम् मुखे संस्थाप्य नयति तेषां कृते यथा क्लेषः न भवेत् तथा मनुष्यः अपि वर्णानां प्रयोगः करणीयः कथम् इत्युक्ते तत्र ह्रस्व दीर्घ प्लुत उदात्त अनुदात्त स्वरित एवं सम्पूर्णम् आलोच्य सम्पूर्णम् एकीकृत्य प्रयोगः करणीयः अनेन एव उच्चारणं सम्यक्तया आगच्छति